कार्यालये कार्यं समाप्त्यनन्तरं तस्मिन् दिने बहुविलम्बः सञ्ञ्जात अतः मया किञ्चित् भीत्यपि अनुभूता एवं मया अन्तर्जालमाध्यमेन कार् बुकिङ्ग् अपि कृतमासीत् अतः य किञ्चित् अष्ट नववादनं जातं भीत्याः अहं यद् कारबुकिङ्ग् कृतवती तद् निमेष पञ्चदशनिमेषान्तरम् आगत्य तत्रैव उपविष्टवती तथा च तैः कार् चालकेन कार् चालकैः मया उक्तरीत्या गृहं प्रति प्राप्तवन्तः एवञ्च यद्भीति आसीत् रात्रौ कथं वा गच्छामि कथं प्राप्स्यामि वा इति सा अपि भीति अपगता अतः कार् चालकस्य कृते अहं धन्यवादं समर्पयामि इति